हरिः ओम् उबेर् केब् सेन्तर् वा अहम् इन्दुराजः अर्धहोरात् प्राक् मया केब् बुक् कृतमासीत् परन्तु इदानीं मया तत् केन्सल् कृतम् तस्य कारणं तु चालकेन माक्स् न धृतम् आसीत् पुनश्च यानं स्वच्छं नासीत् उपवेशने योग्यम् अपि नासीत् अतः इदं मया केन्सल् कृतम् अतः अग्रिमपर्याये यदि अहं केब् बुक् करोमि तर्हि स्वच्छतां प्राप्नोमि इति चिन्तयामि धन्यवादः